हरिः ओम् हरिः ओं कथं सुप्रभातम् अहं कुशलिनी अस्मि भवती कथमस्ति अहं वा अत्रैव मम मातुः गृहम् आगतवती आसम् बहु दिनानि जातानि आगत्य मम माता अपि बहु वदन्तः आसीत् अतः आगतवती आगमनसमये भवतीं वक्तुमेव विस्मृतवती भवती अपि ना आसीत् तस्मिन् दिने बहि गतवती आसीत् पुनः अनन्तरं दूरवाणीं कृत्वा वदामि इति चिन्तितवती किन्तु अत्र आगत्य किञ्चिद् व्यस्ता अपि आसम् अतः वक्तुं न शक्तवती न न क्षम्यताम् अनुक्त्वा गतवती पुनः अत्र बहु कालानन्तरम् आगतवती किल बहु सम्यक् अस्ति तत्रैव बहु कर्तुम् हा अल्पाहारः अभवत् तत्र तु मम गृहे तु मम मया एव करणीयं भवति स्म तत् सर्वम् अत्र आगत्य माता सर्वं कृत्र कृत्वा ददाति अहम् उपविश्य खादामि तावदेव अन्यद्किमपि कार्यं नास्ति ह पुनः भवती कथमस्ति भवत्याः गृहे ओ हो ओहो तथा वा अस्तु पुनः तत्र सर्वे कुशलिनः वा ह मम इतोपि कदा इति न निश्चितम् अत्र कार्यक्रमद्वयम् अस्ति मम माता वदन्ती अस्ति भवती सर्वं समाप्य गच्छतु बहुदिन अनन्तरम् आगतवती भवतु इति वदन्ती अस्ति अस्तु इति अहं वदामि इति उक्तवती स्यात् इतोपि दश पञ्चदश दिनानि भवन्ति अनन्तरं समाप्य एव आगमिष्यामि अहं पुनः मम गृहं कथमस्ति अस्तु कोपि आगच्छति चेत् वदतु गृहे न सन्ति इति पुनः भवत्याः गृहे कथं सन्ति जनाः हा मम गृहे सर्वे सम्यक् सन्ति पुनः कः विशेषः वदतु अद्य विरामं स्वीकृतवती वा गृहे एव अस्ति कार्याने एव उपविश्य दूरवाणीं कृतवती वा विरामः आसीत् वा

ओ तत् तदेव तदेव उक्तवती किल बहु शीघ्रं शीघ्रं दूरवाण्या इत्युक्ते दूरं दूरवाणी आगता बहु शीघ्रम् आगच्छतु अत्र कार्याणि सन्ति पुनः बहु दिनानि अपि जातानि इति अतः अहम् आगतवती पुनः भवती अपि न आसीत् किल अतः पुनः दूरवाणीं कर्तुमपि समयः नासीत् अतः न अभवत् पुनः हा तत्र गृहस्य पुरतः पृष्ठतः जनाः सन्ति ते कथं सन्ति किमपि विशेषवार्ता अस्ति वा किम् अतः आम्माम् ओ इदानीं सर्वंं न तर्हि तत्र वाहनानि न आगच्छन्ति वा ओ तत् ओ इतोपि कति दिनानि भवन्ति इति किमपि उक्तवन्तः वा तदेव ते वदन्ति दश दिनमध्ये समापयामः पुनः तादृशं एकमासपर्यन्तं गच्छति वा द्विमासपर्यन्तं गच्छति पुनः तद् बोय्स् श्रुत्वा श्रुत्वा श्रुत्वा अस्माकं शिरोवेदना आगच्छति तादृशी भवति तद् भवती कार्यालयं तु गच्छति भवत्याः किञ्चित् विरामः इत्युक्ते न श्रो न श्रोतव्यं भवति अहं तु गृहे एव भवामि तद् मया श्रोतव्यमेव तद् मम कृते बहु कष्टमस्ति अतः अहं किञ्चित् इदानीं तु विलम्बेन एव आगच्छामि शीघ्रं न आगमिष्यामि अस्तु त अत्र अस्तु अस्तु तदेव अत्र माता कृत्वा ददाति सर्वं खादित्वा खादित्वा भूत्वा आगमिष्यामि अस्तु वा अस्तु तर्हि शीघ्रम् आगमिष्यामि अस्तु भवत्याः कार्यालये कार्यं भवति पुनः करिष्यामि वा अस्तु मिलामः अस्तु शीघ्रं शीघ्रमेव आगमिष्यामि वा तर्हि राम् राम्